मुम यस् इष्टतमा पुस्तकश्रृंखला बहूनि वर्तते मम स रुचिः संस्कृतसाहित्यं संस्कृतसाहित्ये अस्ति अपि मम सन्तसाहित्ये अपि बहु रोचते एतत् रुचिः रोचनं कृते मम पिता पितृ पिता पितृ अपि क्रोधितम् अस्ति किन्तु अहं जानामि आध्यात्मिकरूपेण आध्यात्मिकरूपेण वर्धनाय मम सन्तसाहित्ये पठनम् अवश्यं करणीयं सन्तेन देवत्वं जानामि सन्तः एव देवः एतत् कोपि भेदः नास्ति एतदहं जानामि तत्कृते अहं गजाननसाहित्य एव स्वामी स्वामिसारावृत् एतत् पुस्तकमपि वह अहं वारं वारं पठामि तत् पुस्तके जीवनस्य सारम् अपि अस्ति भगवद्गीतायाः कृष्णार्जुनसंवादः अस्ति कृष्णः भग् भगवद्गीता अर्जुनं शिष्यं प्रति वदति के जीवनम् अस्ति मृत्युः किम् अस्ति जीवने के साध्यम् अह मानवान् मानवेन साधितं प्रथमम् एव अन्तिमं साध्यम् अस्ति जीवनस्य परमात्माप्राप्ति परम इश्वरस्य प्राप्ति कृते मानवेन बहु बहु प्रयत्नं कर् कुर्वन्ति किन्तु तस्य जीवने वारं वारं सङ्घर्षकालम् आगच्छति इति सङ्घर्षकालेन मनुष्यः चिन्तनम् एव चिन्तितमस्ति चिन्तनां करोति एतत् उत्तमाः सन्ति किन्तु चि चि विचारेण मानवस्य प्रकृतिः अपि बहु बहु अस्वास्थं वर्धते तत्कृते व भगवद्गीतायाः सम्यक् श्लोकमहं जानामि तेन मानवस्य जीवने विविधः उद्धारः समयः भवति एतत् अर्थं क्लिष्टं भवति किन्तु भगवद्गीता भगवद्गीता सारे किमपि अस्य आधुनिककालस्य तस्य सम् समन्वयं कृत्वा मानवानाम् उद्धारम् अपि शक्नोति मम बालकानां कृते भगवद्गीतायाः बहूनि पुस्तकानि लभ्यन्ते तत् भिन्नभिन्नाः रुचिपूर्णकथाः सन्ति तत् अवग्रहणम् अपि बहु सुलभम् अस्ति एतत् अर्थं बहु भगवद्गीतायाः ग्रन्थस्य वारं वारं पठनं मम रुचिः वर्धते